सांस्कृतिकमौल्यानां विषये बहु परिवर्तनम् अभवत् आधुनिकशिक्षणेन पूर्वं गुरुशिष्यसम्बन्धः बहु पवित्रमस्ति शिष्यः शिष्यः अपि शिष्यस्य गुरोः पक्षतः बहु मर्यादा भावम् अपि अस्ति मातापितरौ च बहु मर्यादा प्रेमः गौरवमपि अस्ति किन्तु इदानींतन काले इदानीं अधुनिकशिक्षणेन तस्स्मिन् विषये बहु परिवर्तनं जातं पाठशालायामपि शिक्षिकाः शिक्षिकाः सर्वे भीतिं अनुभवति किमपि छात्रं किमपि वक्तुं अपि भीतिः अस्ति किमर्थं छात्रः न शृणोति पुनः गृहं गत्वा मातापितरौ अपि वदति मम शिक्षिका तथा तथा तर्जयती इति माता पितरौ अपि पाठशालाम् आगत्य किमर्थं मम पुत्रं मम पुत्रीं तथा भवती वदति इति इदानीन्तनकाले बहवः पाठशालायां तथा एव भवति अतः परिवर्तनं जातं तद्विषये किन्तु पुनः एकवारं सर्वाणि सर्वाः सर्वे सर्वे चिन्तयित्वा अभ्यासं करोति चेत् अस्माकं सांस्कृतिकमौल्यानां विषये पूर्वतनवैभवमेव अभ्यासं कर्तुं शक्नोति